मम अभिप्राये छात्राः विद्यालयस्य अनन्तरम् उन्नतशिक्षायाः अनुसरणं कुर्वन्ति एव वस्तुतः अहम् एकस्मात् ग्रामात् अस्मि सः ग्रामः नाम तालुकस्तरं स्तरक्षेत्रं विस्तरयुक्तं क्षेत्रमस्ति सामान्यजनसङ्ख्या व्यापारः महान् नास्ति अतः नूतनैः युवाभिः प्रायेण उत्तमः उत्तमः ते चिन्तनं क्रियन्ते तस्मात् उन्नतशिक्षा प्राप्तव्या इति एकं सर्वसम्मतं मतम् अङ्गीकृत्य ते अग्रे गच्छन्ति स्वक्षेत्रे व्यापारं कर्तुं केषाञ्चन अवसरः अस्ति केचन कुर्वन्तः अपि सन्ति किन्तु तदर्थं धनस्य उपयोगः पृशधनस्य नियोजनं महत् अपेक्षितं येषां पृष्टभूमिकायां तावद्धनं तावती भूमिः च विद्यते ते निश्चयेन स्वव्यापारं कुर्वन्ति अथवा पारम्परिकं पारिवारिकं व्यापारं कुर्वन्ति किन्तु प्रायेण मम दृष्ट्या यद् मया दृष्टमस्ति अधिकांशाः छात्राः उन्नतशिक्षायै स्व अस्मदीयं ग्रामं त्यक्त्वा महानगरेषु विदेशेषु वा पठन्त्येव इति